वेदाङ्गेषु निरुक्तस्य स्थानं श्रोत्ररूपेण उक्तमस्ति निरुक्तं श्रोत्रम् उद्दिष्टं निरुक्तस्य अध्ययनेनैव वेदार्थस्य परिज्ञानम् अस्माभिः कर्तुं शक्यते यतो हि तस्मिन्नेव निरुक्ते ग्रन्थे वेदस्य अर्थावागमनाय यास्काचार्येणापि स्वयमेव उक्तम् अथापीदमन्तरेण मन्त्रेश्वर्थसम्प्रत्ययो न विद्यते अर्थात् निरुक्तशास्त्रम् अतिरिच्य वेदस्य अर्थपरिज्ञानाय इतरत् किमपि वस्तुजातं नास्ती यदि अस्माभिः वेदस्य अर्थः अवगन्तव्यश्चेत् तर्हि निरुक्तस्य अध्ययनम् अस्माभिः नूनं कर्तव्यमेव अतः निरुक्तं श्रोत्रम् उच्यते यतः श्रोत्रेण अस्माभिः श्रुतिः भवति अस्मै अस्माबिः श्रूयते अस्मात् वयं शृणुमः श्रोत्रेण तथैव निरुक्तस्य अध्ययनेन वेदस्य अर्थस्य च श्रवणम् अस्माभिः कर्तुं शक्यते